मया महान् अनुभवः चारणस्य जा कृतः अमरकण्टके तत्र बहु सुन्दरं दृश्यं वर्तते बहवः पर्वताः बहवः वृक्षाः नद्यः शैत्यवातावरणम् अनुकूलवातावरणञ्च तत्र वर्तते नर्मदायाः उद्गमनमपि ततः एव जातं पुनश्च ताप्तिनद्याः अपि उद्गमनस्थानं तदेव अता अतः तत्र वनादिकम् अधिकं भवति तत्कारणेन च शैत्यमपि भवति तत्र च एकं स्थानं विद्यते यतः सूर्योदयः सम्यक् दृश्यते तत्र गन्तुं किञ्चित् चारणं कर्तव्यम् एवं च तत् प्राप्य जनः सन्तुष्टः भवति तस्य दर्शनार्थं प्रातः सूर्योदयात् प्राक् उपरि गन्तव्यं भवति बहवः जनाः ये तत्र अमरकण्टके भ्रमणार्थं गच्छन्ति ते तत्र गच्छन्ति एव